शिक्षणस्य विषये आदौ पश्यामः चेत् सामान्यतया डाक्टर् इञ्जिनियर् इत्यादिकं यत् क्षेत्रं वर्तते तस्य विषये जनानां ज्ञानमपि अस्ति पुनः तत्रैव रुचिः अपि भवति किन्तु विशेषतया संस्कृतस्य विषये पश्यामः चेत् अहं बहिः गच्छामि चेत् जनाः पृच्छन्ति भवति किं करोति इति संस्कृतं पठामि इति वदामि चेत् अग्रे किं करोति तत् पठित्वा इति प्रश्नः भवति एव नाम जनाः न जानन्ति संस्कृतमपि पठितुं शक्यते तत्र तत्रापि करियर् कर्तुं शक्यते इत्यादिकं ज्ञानं तेषां नास्ति तथा प्रयत्नः अपि न दृश्यते नाम जनाः संस्कृतं पठन्ति जनैः हि संस्कृतं पठनीयम् एतद्विषयेऽपि प्रयत्नः अपि न दृश्यते कुत्रापि उद्योगस्य नेतृत्वस्य विषये पश्यामः चेत् तत्र तु जनानां ज्ञानमपि अस्ति सहकार्यमपि कुर्वन्ति कोऽपि नूतनतया उद्योगं करोति चेत् तत्र अन्ये जनाः सहकार्यं कुर्वन्ति किमपि आवश्यकं चेत् तद् विषये वदन्ति एवमेव नेतृत्वस्य विषयेपि सहकार्यं तु भवति एव